अहं भारते निवसामि पुनः अत्र विविधस्थानेषु ऋतुः आधारेण ओषदयः पादपाः बहवः सन्ति विविधाः सन्ति इति वयं जानीमः मम क्षेत्रेऽपि तथा एव अस्ति विशेषरूपेण मम क्षेत्रे प्रायशः बहुविधः औषधयः पादपाः भब् भवन्ति तत्र अहम् अहमपि तत्र सावधानेन तेषां रक्षा कुर्मः तेषाम् उपयोगः कुर्मः तेन च तेषां वर्धनाय अवकाशः भवति